छात्राणां केन्द्रीय सर्वकारद्वारा छात्रवृत्रिं लभ्यते तथा विषयानुगुणे विषयानुगुणे छात्राणां कृते कक्षायां कक्षायाम् अनुगुणे छ कक्षायां विद्यमानं छात्राणाम् अनुगुणे छात्रवृत्तिः लभ्यते इदानीं पुनः राज्यस्तरीय अपि सर्वकारः छात्राणां कृते त तत् तत् विद्यमानानाम् छात्राणाम् इत्युक्ते एम् ए डिग्री पि जि पुनः प्राक्शास्त्रीस्थरे विद्यालयस्थरे सर्वेषाङ्कृते छात्रवृत्तिः लभ्यते स्म महिलानां तु विभिन्न छा बालिका बा बा यावत् पर् बालिका यावत् पर् पर्यन्तं पठेत् तावत्पर्यन्तम् उचित शिक्षारूपेण किञ्चित् धनं तत्र छात्र कल् छ महिला कल्याणं कल्याणनिमित्तं स्थापयन्ति सर्वकारपक्षतः पुनः अत्र केन्द्रीय सर्वकारतः बि एड् छात्राणां कृते अष्टशतं प्रायः मन्त्लि अष्टशतम् इत्युक्ते म प्रतिमासे अष्टशतं यच्छन्ति पिजिस्तरे टु तौसण्ड् पर्यन्तं यच्छन्ति स्म मम यथा यथा पठितवान् अहं तदा केन्द्रीय सर्व संस्कृतविश्वविद्यालय स् विद्य विश्वलय् विश्वविद्यालयतः मम कृते त्री तौसेण्ड् वार्षिक स्कालर्शिप् लब् लभ्यते स्म पुनः अत् पि जिमध्ये ब्याक्वर्ड् जनानां कृते वि विशिष्ट स्कालर्शिप् लभ्यते स्म तान् तत्सर्वम् उपयोगं कृ कृतवन्तः छात्राः इति